यद्यपि पक्षाः विनिमयध्वारा मालसेवानाम् आदानप्रदानं कर्तुं शक्नुवन्ति तथापि अधिकांशविपण्याः विक्रेतरः तारः धनस्य विनिमयरूपेण क्रेतृभ्यः स्ववस्तूनि वा सेवां वा प्रदातुम् अवलम्बति वस्तूनां सेवानां च मूल्यानि यया प्रक्रियायाः आधारेण भवन्ति सा विपणः इति वक्तुं शक्यते विपणयः व्यापारस्य सुविधां कुर्वन्ति तथा च समाजे संसाधनानां वितरणं विनियोगं च सूक्ष्मं कुर्वन्ति